दूरस्तः बन्धो कश्चनः वर्तते यः अस्मान् शुनकान् बिडालान् शुकान् पुनः लव्बर्ड्स् इत्यादिकं ददाति तस्य पार्श्वे अत्यन्तं मू अत्यधिकं मूल्यम् अत्यधिकं मूल्यं पशवः एव भवन्ति नाम तेषां तावत् सामर्थ्यम् अपि भवति तेषां परिभूषणाधिकं विशेषरूपेण कृतं वर्तते तस्मात् अत्यन्तम् मौल्यं तेषां वर्तते इदानीं ग दा शुनकान् स्वीकुर्मः तर्हि सेबेरिन् अस्कि पुनः पङ्क् डाबर्म्यान् जर्मन् शपर्ड् राट्बैलर् गोल्डन् ड्रिवर् मूडल् इत्यादयः भवन्ति तत्र पूडल् इत्यस्य जातेः जातिः शुनकस्य कृते एकलक्षमपि दीयते एकलक्षाधिकमपि दत्तं वर्तते कदाचित् पञ्चलक्षात्मकाः शुनकाः अपि भवन्ति यदि जर्मन् शेपर्ड् ड् अपेक्षते तर्हि तस्य न्यूनातिन्यूनं चत्वारिंशत् सहस्रम् अपेक्षते तर्हि पग् स्वीक्रियते तर्हि द्वादश चतुर्विंशतिसहस्रम् अपेक्षते पुनः यदि राजपालयं स्वीक्रियते राजपालयम् इत्यपि तत्र जातिः वर्तते शुनकस्य जातिरेव वर्तते तस्य कृते त्रिंशत् सहस्रम् अपेक्षते त्रिंशत् त्रिंशत् सहस्रम् अपेक्षते कन्नी इति र जातिर्वतते जाते शुनकः वर्तते तस्य कृते पञ्चविंशतिसहस्रम् अपेक्षते अस्माभिः किं क्रियते शुनकाः आनीयन्ते अत्र आनीय इतोऽपि किञ्चित् तेषां परिपोषणाधिकं पोषणं पालनादिकं कृत्वा इतोऽपि अग्रे त् तान् अन्येषां कृते अत्यन्तम् यथा व्ययः य य दातुं शक्नुमः त तादृशं व्यये अयम् अन्येषां कृते पुनः विक्रयणं कुर्मः एतादृशं बहु जातम् अस्माभिः अस्माकं समीपे अपि द्वौ शुनकौ वर्तेते तेषां जातिर्वर्तते कुम्बै इति कुम्बै जाते शुनकाः शुनकानां पञ्चविंशतिसहस्रम् अपेक्षते ते शु शुनकाः वस्तुतः पर्यावरणस्य नाम ए ए एतु इदानीम् उद्यानमस्ति बृहद् उद्यानमस्ति कृषिक्षेत्रमस्ति तत्र तेषाम् यदि इ स्थापनं कुर्मः ते एव अस् आरक्षकाणाम् अपेक्षा न भवति तेषां ते एव आरक्षणं कुर्वन्ति एकोऽपि अन्यः अन्यः मनुष्यः नाम ये यान्ति न जानन्ति ते यदि पादमपि स्थापयन्ति तर्हि तान् मारयन्ति एते तादृशाः स सन्ति पुनः ये तेषां पालनपोषणादिकं कुर्वन्ति तेषां समीपे अत्यन्तं मधुराः कु सुकोमलाः व्यवहारादी कुर्वन्ति कुर्वन्ति